भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ याभ्यां विना न पश्यन्ति सिद्धाः स्वान्तस्थम् ईश्वरम् वस्तुतः विश्वासः अन्धः इति कदापि वक्तुं न शक्यते धार्मिकान्धविश्वासः नाम किम् एवन्तु अन्यविषयेषु अपि यथा गणितादिविषये वयं यदा एल्जेब्रा प्रभृति विषयान् पठामः तदानीं शिक्षकः कथयति माना कि पिता की आयु एक्स् है यद्यपि पितुः वयः कदापि एक्स् भवितुं न अर्हति किन्तु आदौ तत्र विश्वासः कर्तव्यः भवति यदा एक्स् इज़् इक्वल् टु फ़ोर्टिफ़ैव् इति किमपि उत्तरं प्राप्यते तदानीं तद् सत्यम् अस्ति इति पञ्चचत्वारिंशत् तस्य वयः इति वयं वक्तुं शक्नुमः एवमेव आदौ प्रायः श्रद्धां कृत्वा विश्वासं कृत्वा एव प्रवर्तनीयं भवति असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते इति अस्माकं परम्परा वदति तथापि अस्माकं परम्परा तर्करहितं किमपि विश्वासयोग्यम् इत्यपि न वदन्ति अस्माकम् ऋषयः उक्तवन्तः यस्तर्केण अनुसन्धत्ते सः धर्मं वेद नेतरः अतः तर्कपूर्वकम् अनुसन्धानम् अवश्यं कर्त्तव्यम् एवम् अज्ञात्वा प्रमाणं विना प्रमाणरहितं किमपि वचनं तत्र विश्वासः न कर्तव्यः आप्तवाक्येषु अवश्यम् अस्माभिः विश्वासः कर्तव्यः आप्तश्च यथार्थभूतस्य वक्ता भवति यथार्थवचनं करोति यथा वस्तु विद्यते तथा तस्य कथनं यः करोति सः एव आप्तः एतादृशेषु आप्तेषु अवश्यं विश्वासः कर्तव्यः यद्यपि समाजे केचन अन्धविश्वासाः प्रवर्तन्ते किन्तु तत्र धर्मः कारणम् इति नास्ति सामाजिकजनानाम् अशिक्षा एव तत्र कारणं भवितुम् अर्हति अस्तु